मम प्रदेशे उपपञ्चाशत् वैद्यालयाः सन्ति तेषु केचन वैद्यालयाः स सर्वकारीय वैद्यालयाः केषु केचन वैयक्तिकवैद्यालयाश्च वर्तन्ते तत्र सर्कारीयवैद्यालयेषु तावत् स्वच्छता न दृश्यते परन्तु केषुचित् स्थानेषु आनुकूल्यं भवति अत्र तावत् अस्माकं प्रदेशे बहवः वैद्यालयाः वर्तन्ते तत्र वैद्याः केचन नि निर्लक्ष्यं कुर्वन्ति केचन सम्यक् रोगिणाम् अवलोकनं कृत्वा यथाशक्ति तेषां सुभगता स्यात् आरोग्यं सम्यक् रक्षेत् तथा पश्यन्ति अनन्तरं सर्वकारीयवैद्यालये क कर्मकराणाम् अनन्तरं वैद्यानां च न्यूनता दृश्यते तेषां न्यूनतायां कारणं किम् इति अस्माभिः प्रष्टुं न शक्यते किन्तु तैः यत् कार्यं क्रियते तदपि सम्यक् न भवति इति कृत्वा अधिकाः जनाः सर्वे वैयक्तिकवैद्यालयेषु स्व चिकित्सां कारयन्ति

अनन्तरम् सर्वकारीयवैद्यालयेषु सर्वे सम्यक् भवन्तीति नास्ति ये धनिकाः अनन्तरं किं धनवन्तः भवन्ति ते केवलं सा वैयक्तिकवैद्यालयेषु स्व चिकित्सां कारयितुं शक्नुवन्ति अनन्तरं ये निर्धनिकाः सन्ति ते तावत् सर्वकारीयवैद्यालयेषु एव स्वचिकित्सां कारयन्ति तत्र एवं ब बहवः निर्धनिकाः तत्र आगच्छन्ति इत्यतः तेषां चिकित्सायां नि नैर्लक्ष्यं बहुधा दृश्यते त तथापि केषुचित् स्थानेषु वैद्यालयेषु चिकित्सा बहुसमीचीना भवति